मम इष्टतमा पुस्तकशृङ्खला तु संस्कृतभारत्याः सम्भाषणसन्देशः अस्ति प्रतिमासम् अहं शृङ्खलां प्राप्नोमि तत् पुस्तकेषु बहवः अंशाः सन्ति प्रथमं तु सम्पादकस्य लेखः अस्ति लेखः तु महोदयः आधुनिकविषयान् गृह्णाति अनन्तरं करन्ट् अफे़र्स् अपि गृह्णाति ते तु बहु सम्यक् सन्ति अनन्तरं बालानां कृते बह्व्यः लघुलघुकथाः सन्ति प्रौढानां कृते कृते अपि बह्व्यः कथाः सन्ति लेखाः सन्ति एका धारावाहिककथा अपि अस्ति अनन्तरम् एकः बहवः इन्ट्रेस्टिङ्ग्विषयः अपि अस्ति तत्र तत् तु शिष्यस्य गुरुणा सह संभाषणं तत् एव भाषापाकः इति नाम्ना त्रयः पुस्तकानि सन्ति अहं प्रथमं भागं भाषापाकः एकम् एक भागस्य अध्ययनं कृतवती तत्तु बहवः व्याकरण अंशाः सन्ति व्याकरण अंशाः सूत्रेण सह अपि सन्ति सूत्रम् इत्युक्ते पाणिनिसूत्रम् एव